सर्पदंशनात् कीटदंशनादिभ्यः पशुदंशेभ्यः च सुरक्षिता कथं भवेयुः नाम प्रथमा चिकित्सा तत्र कर्तव्या यदि सर्पदंशनं भवति तदानीं साक्षात् तत्र रज्जुं बन्धनीयं यतः यदा रज्जुं बन्धनं बन्धयामः तदानीं ततः विषम् उपरि न न न गच्छति अतः अस्माभिः तत्र रज्जु बन्धः बध्यते अनन्तरम् अस्माभिः हास्पटल् वैद्यालयं नेतव्यं कुतः नाम वैद्यालयं नीत्वा तत्र चि प्रथमचिकित्सा कारणीया चिकित्सया प्रथमं ततः सम्पूर्णविषं बहिः निष्कास्य अनन्तरं तेभ्यः औषधादिकं प्रयच्य पा पा ओषधादिकं दत्वा सम्यक्तया तेषां आरोग्यं प्राणं च रक्षणीयं पुनञ्च कीटदंशादिभ्यः वृश्चिकादि दंशनं यदा क्रीयते तस्मात् विमुक्ति कथं भवेत् नाम तत्र तैलादिकं लेपयित्वा किमपि वस्त्रं वा रज्जुं वा बन्धयित्वा ततः मुक्तिं बन्धः मुक्तिं प्राप्नुं शक्नुमः पशुदंशेभ्यः यदि शुनकादिकं यदि दंशनं क्रिर्यते तदानीम् अस्माभिः इञ्जेक्षन् चतुष्टयं षट् इत्यादि भवति तत्स्वीकृत्य समीचीनतया अस्माभिः आहारं स्वीकर्तुं शक्यते नियमरूपेण स्वीकर्तव्यं केचन पदार्थाः नैव खादनीयाः यतः तत् यदि तत् खाद्यते तदानीं दोषाः आरोग्यसमस्याः आगच्छन्ति पुनश्च वैद्यालयेषु सर्वत्र समीचीन उपायाः नाम औषधं औषधं औषधाः औषधीभ्यः अपि उपलभ्यन्ते अतः एतानि वस्तूनि उपयोगं कृत्वा सम्यक् सुरक्षिताः भवेमः